सारथिमहोदय मम गम्यं स्थानं गन्तुं कियत् समयम् आवश्यकम् अस्ति इत्युक्ते अस्मिन् मार्गे कार्यं कुर्वन्तः सन्ति अतः अन्यमार्गं स्वीकर्तव्यम् अतः अहं प्रश्नोस्मि प्रश्नं कुर्वन् अस्मि